हरि ओम् नमस्ते ओला वेलेट् संस्था किल मया मैसूर् नगरे सरस्वती पुरात् विजयनगरं गन्तुं एक आरक्षणं कृतमासीत् परन्तु इदानीं मम कार्यक्रमः व्यत्यस्तः अस्ति अतः सा सेवा इदानीं नापेक्षिता क्षन्तव्यः मम यद्धनं पूर्वं प्रेशितमासीत् तद्धनं पुनः प्रेशयितुम् अहं सम्प्रार्थये